मम जीविकायै मम लैफ़्स्टैल् कथं भवति इत्युक्ते नेचर् स्थले सर्वं प्रकृतिः किं दास्यति तद् स्वीकृत्य तद अनुसृत्य प्रकृतिमध्ये किं किं सन्ति तद् उपयोजनम् उपयोगं कृ कृत्वा तत्र निवासं कृत्वा वासं कृत्वा मम जीवनं भवितव्यम् इति प्रकृतिः किं दास्यति तत्र सर्वं दृष्ट्वा भवितव्यम्